अस्माकं व्यापारवर्धने माध्यमाः बहु साहायं कुर्वन्ति अद्यतनकाले माध्यमाः माध्यमान् विना वयं किमपि व्यापारं कर्तुं सरलतया व्यापारं कर्तुं न शक्नुमः किमर्थम् इत्युक्ते माध्यमाः एव जनानां कृते एतस्य विषयम् एतस्य विषयं पुरतः स्थापयन्ति अतः जनाः सरलरीत्या तत् अवगन्तुं शक्नुवन्ति अतः माध्यमाः एव बहु सम्यक् कार्यं साहायं कुर्वन्ति इति मम अभिप्रायः ते अद्यतनकाले फ़ेस्बुक् इन्स्टाग्राम् वाट्सप् माध्यमेन बहवः जनाः जनान् प्रति नयन्ति अस्माकं व्यापारं जनान् प्रति नयन्ति अतः बहु सरलं भवति